मम पुत्रस्य पठनाय सेलं नगरं गन्तव्यम् इति आसीत् गतवर्षे अहं सेलं नगरं पूर्वतया न गच्छामि इति कारणात् तत्र सर्वं नूतनम् एव कुत्र विश्व वि विश्वविद्यालयः अस्ति इति न जाने नूतनं गृहमपि तत्र कुत्र इति न जानेति कारणेन एकस्य चालकस्य हेल्प् अहम् अपेक्षितम् आसीत् सः चालकः सम्यक् तं सेलं नगरं जातवा न न्या न्या ज्ञातवान् इति कारणेन विश्वविद्यालयं प्रति बहु शीघ्रेण तत्र ड्रैव् कृत्वा तत्र कार्यं सर्वं समाप्य नूतनस्य गृहस्य अड्रस् तत्र तत्र दृष्ट्वा तस् तत्र अपि माम् अहं तत्र ड्राप् कृतवान् सम् सम्यक् स तत्र मूल्यमपि नामिनल् एव तद् स्वीकृतवान् इति कारणेन अहं सन्तोषं प्राप्तवती